नमस्कारः मम प्रदेशे मम छात्रस्य मम पुत्रस्य सम्पूर्णम् अध्ययनं कर्तुं न शक्यते किमर्थं चेत् तत्र आङ्ग्लभाषायाः शाला एव वर्तते द्वयम् आङ्ग्लभाषाशालम् एकं सर्कारी सर्वकारेण स्थापितः शाला प्राथमिक प्रौढशाला प्राथमिकशाला प्रौढशाला तथा अन्यत् कासकी वरेण अन्यद्वरेण सार्वजनिकवलयेन स्थापितः एकः शरावती कालेज् इति प्र प्रथम शास्त्री कालेज् इति वर्तते तत्र ब शास्त्र प्राक्षास् शास्त्रपर्यन्तं शास्त्रीपर्यन्तम् अध्ययनं कर्तुम् अस्माकं ग्रामे शक्यते तदनन्तरम् उन्नताध्ययनं करणीयं चेत् जिल्लायां जिल्लास्तरं प्रति अथवा राज्यस्तरं प्रति राजधानीं प्रति अतथवा अन्यत्र गन्तव्यम् एव अतः अस्माकं प्रदेशे विद्यमानासु संस्थासु त्वत् मम प छात्रस्य सम्पूर्णम् अध्ययनं कर्तुं न शक्यते किमर्थं चेत् तत्र प्राथमिक एव शिक्षणम् एव तत्र लभ्यते अतः ते प्राथमिकशिक्षणम् एव लब्धुं लब्धुं लब्धुं शक्नुवन्ति ल लब्धुं शक्नुवन्ति अतः उन्नताध्ययनार्थम् अन्यत्र गन्तव्यं भवति तत् कुत्र चेत् उडुपि मध्ये उन्नतशिक्षणार्थं तत्रापि उडुपि मध्ये तथा बे शिव्मोग्गामध्ये तथा शृङ्गेरी मध्ये तथा बेङ्गलूरुमध्ये अत्र अन्यत्र स्थानं यत् यत् स्थानानि लभ्यन्ते तत्र गन्तुं वय् वयं शक्नुमः अतः तत्र ये तत् शास्त्रविषयेपि एतत् लौकिकशिक्षणं विषये शास्त्रविषयेपि अस्माकं तीर्थहल्लि मध्ये किमपि शाला नास्ति वेदपठनं वेदपठनार्थं वेदग्रहणार्थं शास्त्रग्रहणार्थं शास्त्र अध्ययनार्थं तथा शाला नास्ति अतः वयम् अन्यत्र गन्तव्यमेव तत् प्राथमिक प्राथमिक अध्ययने अध्ययनार्थमपि वयं बहिः गन्तुम् गमनं बहिः गमनम् अवश्यमेव यतः चेत् तत्र अत्र शाला नास्ति तत्र स्थापनं न कुर्वन् न कृतवन्तः अतः वयं प्राथमिक शास्त्राध्ययनार्थं शृङ्गेरी वा उडुपि वा अन्यत्र गोकर्णो वा अथवा तत्र शिमोग् शिव्मोग्गामध्ये कूडलीसंस्थानम् इति अस्ति तत्र वा अन्यत्र अत्र कुत्रापि यत्र अस्माकम् अतिसमीपं स्थानं वर्तते तत्र वयम् अस्माकं सुतम् पुत्रं प्रेषयित्वा अध्ययनं कुर्मः एवं एवं चेत् अध्ययने एवं किमर्थं चेत् अस्माकं सनातनपरम्परा सनातनपरम्परायाः अव अवशेषम् अशेषम् अतीवजीर्णता अभवत् भवति जीर्णता भविष्यन् अभवि अभवत् अतः तत् अध्ययनार्थम् अव वयं तत् संरक्षणार्थम् अस्माकं जीवनस्य आत्मस्य उद्धरणार्थम् एतत् सनातनधर्मीयशास्त्राणाम् अध्ययनं वेदानाम् अध्ययनं अध्ययनं कुर्क करोति कुर्वते चेत् एतत् शास्त्रानाम् अध्ययनं वेदानां परम्पराः अग्रे प्रचलति अतः एतदध्ययनार्थं वयम् अस्माकं छात्रम् अथवा पुत्रं बहिः ये प्रेषयित्वा अध्ययनं कुर्मः अतः एतत् एतद्विषये अस्म् मम अतीव खेदः अस्ति अहमपि वेदाः वेदाभ्यासार्थम् अन्यत्र गत्वा वेदाभ्यासं कृत्वा अत्र मम गृहे इदानीं मम ग्रामे मम गृहे एव अस्मि तत्र अहं शतानन् दशादिकं छात्राणां गमनागमनं भवति ते ये अर्थकरीविद्या सार्थकरीविद्या न ये अर्थं प्राप्तुं विद्याम् इच्छति अर्थं प्राप्तुं विद्याम् इच्छति ते एव आगत्य तत्र मम समीपे अध्ययनं कुर्वन्ति ते ये यत् आवश्यकम् इदानीं प्रचल्य म प्रचलि कार्यक्रमाणां प्रचलनार्थं यत् आवश्यकम् अस्ति तावदेव मन्त्रम् अथवा प्रयोगं ज्ञात्वा गच्छन्ति अहं पाठयामि ते तत् पाठं समीचीनतया अध्य अध्ययनं कृत्वा गच्छन्ति ते कार्यक्रमं कुर्वन्ति तेषां जीवनमपि इदानीं समीचीनतया प्रचलति अतः एतादृशविध्यार्थिनः संख्या अतीव वर्तते शास्त्राध्ययनार्थं सम्पूर्णवेदाध्ययनार्थं ग्रामीण विजनाः ग्रामीणप्रदेशे न निवसन्ति अन्यत्र एव गन्तव्यम् अतः मम अपेक्षया सर्वत्र ग्रामे ग्रामे वेदाध्ययनकेन्द्राणि शास्त्राध्ययनकेन्द्राणि स्थापितव्यानि इति